स्वास्त्यरक्षणे तरणस्य पात्रं नितराम् अस्ति यतो हि हस्तपादादिकानां चालनेन तेषां दार्ड्यं भवति एवं च प्रतिदिनं तरणं क्रियते चेत् स्वास्त्यं सम्यक् भवति उत्तमः व्यायमः जायते एवं च स्वास उच्छ्वासनिस्वासे तरणस्य नितरां उपयोगम् अस्ति